आम् पात्रप्रक्षालनस्य प्रक्रियाम् इदानीम् अहं वदामि प्रथमं पात्रं सर्वं शुद्धजलेन क्षालयामः वयं सर्वे अनन्तरं पात्रस्य क्षोदनं पात्रफेनकेन पात्रचूर्णेन अथवा पात्रचूर्णेन सह क्षाल् पा प्रक्षालयामः अनन्तरं सूर्यकिरणं प्रति सर्वं प सर्वाणि पात्राणि स्थापय स्थाप्य किञ्चिद् कालं तत्र एव स्थापयामः अनन्तरं सर्वाणि पात्राणि स्वीकृत्य शुद्धवस्त्रेण वयं मार्जयामः सर्वाणि पात्राणि मार्जयित्वा अन्ते स्थाप्य अन्ते भोजनप्रकोष्ठे वयं सर्वे स्थापयामः तदेव शुद्धपात्रं सर्वदा भवति पात्रप्रक्षालनस्य प्रक्रियाम् एतदेव वयं सर्वे पालयामः